ऐऐटि ऐए एस् इ ऐऐ एम्स् अत्र सर्वैः अवश्यं प्राप्तुं शक्यते कारणं तत्र आरक्षणादि व्यवस्था नास्ति अतः तद् सार्वजनिकम् एव अस्ति किन्तु तत्र विशेषम् अवधानमावश्यकम् अस्माकं पठनादिविषये विशेषश्रद्धा आवश्यकी अत्र अन्ये कस्यापि विशेषतः एवम् एषा भवतु इति कृतम् इति कारणे एकस्य योजना न भवति तस्मात् छात्राणाम् अत्र तीव्रगत्या पठनमस्ति चेत् सर्वैः अपि अत्र स्थानानि प्राप्तुं शक्यन्ते इत्येव भाति